मया प्रथमवारम् अमेज़ान् द्वारा वस्त्रम् आनायितं मया एवं चिन्तितं नासीत् एवं वस्त्रम् एतावत् समीचीनं भवति इति वस्त्रं बहु अद्भुतमस्ति तत् धर्तुमपि सम्यक् रोचते एवं यदि धरामः तदा मृदुरूपेण अनुभवः भवति बहु वस्त्रं मृदु वर्तते जलमपि सम्यक् गृह्णाति एवं प्रक्षालनकाले अपि बहु आनन्देन प्रक्षालितुं शक्यते अस्य वस्त्रस्य प्रक्षालनकाले यदि फेनकादिकं संस्थाप्य तदुत्तरं ब्रश् यदि न स्थाप्यते तर्हि सम्यक् बहुकालं यावत् वस्त्रं भवति यदि एवं मया वस् वस्त्राणि आनेतव्यानि तर्हि इतः परम् अमेज़ान् मध्ये एव मया आनीयते वस्त्रं तु बहु सम्यक् अस्ति तस्य मौल्यं मया यद्दत्तं तद् अनुरोधेन एव वस्त्रं वर्तते

मौल्यं मौल्यदानं व्यर्थमिति न चिन्तितं मया यद्मौल्यं दत्तं तद् सम्यक्तया एव तस्य उपयोगः जायमानः वर्तते वस्त्रं बहु अद्भुतमस्ति